हरिः ओम् हलो का वद आम् आं भगिनि वदतु

अस्तु अहं सम्यगेव भवती गतमस्ति

हा समीचीनं अस्तु

अस्तु समीचीनम् उत्तमं कदा कदा हा अस्तु हा अस्तु ददतु ददातु ममापि तथैव भवती डेट् वदतु विवाहस्य हा अग्रिममासे हा हा समीचीनं वा इदानीम् उत्सवः खलु बहवः दत्तवन्तः अतः शीघ्रमेव दातुं न शक्यते इति मम मनसि किं करोमि मास्तु प्रयत् प्रयत्नं करोमि प्रथमम् एकं ददातु हा अन अन समीचीनम् स्नुषायाः वा हा समीचीनं हा समीचीनं समीचीनम् उत्तमम् समीचीनम्

उत्तमम्

अस्तु अस्तु बहु बिसि अस्मि अहम् एकं ददातु दृष्ट्वा अनन्तरं भवती एव वदतु तद् हा प्रत्यर् हा हा समीचीनं न परश्व परश्वः वा प्रपरश्वः वा प्रयच्छामि हा किमपि डिसैन् तत्र स्थापनीयं वा हा ओ के

समीचीनम्

ओहो तथा मौल्यम् अधिकं भवति भगिनि हा हा आमां न पूर्वमेव वक्तव्यं खलु कस्टमर्स् कृते अतः हा हा अस्तु अस्तु अस्तु पा ददातु दीयताम्